संस्कृतभाषा अस्ति सर्वाभ्यः भाषाभ्यः मातृस्थाने तद्वदेव भारतस्य तु प्रतिष्ठाद्वयम् संस्कृतभाषा संस्कृतिः भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा अनेन एव वाक्येन अवगम्यते भारतस्यापि प्रतिष्ठा का इति तद्वदेव संस्कृतभाषा अन्याभ्यः भाषाभ्यः कथं सहकरोति इति वयं प्रति ग्रामम् प्रति देशम् पश्यामः तत्र संस्कृतभूयिष्ठम् पदान्येव उपलभ्यन्ते यदि संस्कृतम् यः कोपि जानाति सः भारतीयभाषाम् कथञ्चित् किञ्चिद्वा अवगन्तुं शक्नोति अतः संस्कृतस्य अभ्यासः सर्वैः करणीयः भवति तेन च भाषा अपि विस्तारतां प्राप्नोति ग्राम्यभाषाः अपि संवर्धिताः भवन्ति एवं संस्कृतभाषा सर्वाभ्यः भाषाभ्यः मातृस्थाने भूत्वा पालनं पोषणम् कुर्वन्ती अस्ति